अहं विनोदकुमारशर्मा स्वकीयक्षेत्रे बहून् राजकीयनेता नेतॄन् जाने तैः सह यदा कदा वार्तालापः भवति तैः सह क्षेत्रस्य विकाससम्बद्धसमस्यानां प्रसङ्गे चर्चा अपि भवति तेषां पार्श्वे बहुवारं समयः न भवति यदा कदा अस्माकं पार्श्वे अपि समयः न भवति परन्तु उच्यते सतां सद्भिः सङ्गः कथमपि पुण्येन हि भवति यदा सङ्गः भवति उत्तमैः सह तदा उत्तमा चर्चा अपि भवति परन्तु ते यानि कार्याणि कुर्वन्ति यदा कदा लिखितरूपेण अस्मभ्यं प्रद प्रददति परन्तु सर्वदा सम्यक् रूपेण अस्माभिः सूचनाः न प्राप्यन्ते अतः अहमपि चिन्तयामि बहुवारं तत्र अस्माकं अपि सहयोगः भवेत् इतोऽपि अधिकं एवं तेयि तैः सह सम्पर्कः अपि विधेयः अस्माकं चिन्तनं किं भवति सर्वमपि सर्वकारः करिष्यति सर्वमपि राजकीयव्यवस्थाद्वारा एव सम्भवति सम्प्रति वयं न जानीमः लोकतन्त्रम् अस्ति प्रजातन्त्रम् अस्ति जनतन्त्रम् अस्ति अस्माकं प्रजाजनानां अपि चिन्तनं भवेत् अस्माभिः किं करणीयं वयं स्वकीयकर्तव्यानि यदा कदा विस्मरामः अधिकारान् एव अधिकं जानीमः अतः स्वव्यक्तिगतरूपेण मम कर्तव्यं अस्ति यत् तेषां साहाय्यं कर्तुं स्थानीयसमस्यायाः प्रकटीकर्तुं अवसरः अवसरं कल्पयामः एवं वदामः